परिवर्तनशीलं पर्यावरणं जनसमाजः उपरि तथा कृषेः उपरि अत्यधिकं प्रभावं जनयति परियावरणस्य परिवर्तनं हेतोः ग्रीष्मकाले अत्यधिकः तापम् अनुभूयते तथा वृष्टिकाले अधिकं वृष्टीं न भवति कृषिकार्यं करणार्थं यत् परिमाणः जलम् आवश्यकं तेन वृष्टिः न स्यात् ततः कृषिकार्यं बाधाप्राप्तं भवति वृष्टेः अभावे सस्यनष्टं भवति तथा शीतकाले अत्यधिकं वृष्टिं भवेत् परियावरणं परिवर्तनं हीत्वा प्राकृतिकः भारसाम्यः बाधाप्राप्तं भवति अस्य निवारणार्थं वयं अत्यधिकवृक्षस्या आरोपणं प्लेष्टिक् द्रव्यस्य स्वल्पव्यवहारः वृक्षछेदना निवारणेन एतस्य बिघ्नस्य निवारणाय अस्याः उपायाः करणीयाः